भवद्भिः प्रेषितं मम पश्ट् प्राडेक्ट् प्रिण्टर् अत्युत्तमं वर्तते सु सुष्टु पेक्ड् अपि आसीत् ओपेन् कृत्वा पश्यामि चेत् कोपि दोषः नासीत् उत्तमं प्रोडक्ट् इति भावयामि इतोपि यूज़् न कृतम् यद्यपि किन्तु पश्यामि चेत् उत्तमं प्रोडक्ट् इति भावयामि